इत्यपि बैक् चालनं बहु आनन्ददायकं भवति तदापि अहं महिला अस्मि इति कारणेन बाल्यकाले मम माता पितरौ बैक् चालनं न पाठितवन्तः इति कारणेन अहं बैक् चालनं न जानामि अतः भारतस्य प्रवासस्थानानि मया भैक् स्वीकृत्य न गता सन्ति किन्तु मम गृहे मम जामाता वेगेन भैक् स्पु क्रीडा बैक्यानम् एकं स्थापितवान् अस्ति यद् स्वीकृत्य वर्षे द्विवारम् अन्यत्र यत्र यत्र वातावरणं बहु सम्यक् अस्ति अनन्तरं पर्वतप्रदेशाः भवन्ति यत्र यत्र निरन्तरम् शैत्यं भवति यदा काश्मीर् प्रदेशं वा लेहलडाखं वा अथवा भूटान् वा अथवा शिल्लाङ्ग् वा तादृशं स्थलानि सः भैक्यानेन गतवान् अस्ति ततः छायाचित्राणि निरन्तरं प्रेशयन् भवति यद् दृष्ट्वा वयमपि किञ्चित् ईर्षां प्राप्नुमः न केवलं भैक्यानेन गच्छति इति अपि च तादृशं स्थलानि अपि एतेन दृष्टम् इति कारणेन अनन्तरं वयं चिन्तयामः तस्य पृष्ठभागे उपविश्य वयमपि बैक्यानेन तेन सह गच्छामः इति किन्तु महिला स्मः इति कारणेन सर्वत्र तादृशं सौकर्यं न भवति महिलानां कृते इति कारणेन ततो वयं त्यक्तवन्तः इदानीं तु कार्यानेन एव गन्तुम् इच्छामः